भारतस्य आहारपद्धतिः अत्युत्कृष्टा अस्ति इति वक्तुं शक्यते यतः भरते सर्वत्रापि समानः आहारः नास्ति एव प्रतिप्रदेशम् आहारः भिद्यते तत्रत्य उपलब्ध्यनुगुणं तत्र वर्धमानानां वस्तूनाम् अनुगुणम् अथवा तत्रत्य वातावरण अनुगुणं तत्रत्य आहारपद्धतिः कल्पिता भवति तद् आरोग्यार्थमपि अतीव उत्तमम् अन्यदेकं भारतस्य आहारेषु उपस्कराः केचन उपयुज्यन्ते ते केवलम् आहाररूपेण कार्यं न कुर्वन्ति ते औषधरूपेणापि कार्यं कुर्वन्ति उदाहरणार्थम् आर्द्रकम् मरीचः हरिद्रा इत्यादयः प्रतिदिनं वयं तेषाम् उपयोगं कुर्मः ते आहारे उपस्कररूपेण उपयुज्यन्ते शरीरे औषधरूपेण कार्यं कुर्वन्ति अतः भारतस्य आहारपद्धतिः अत्युत्कृष्टा अत्युत्तमा च